ये जनाः कृष्यवलंबिताः सन्ति तेषां कृते तु यदि कृषिकार्यं सम्यक्तया तस्य परिणामः आगच्छति कृषिकार्यानन्तरं ते स्मितमुखेन तस्य अन्नस्य उपयोगं य भोगं कर्तुं शक्नुवन्ति एवं विनाव्ययेन अर्थात् एवं च ये जनाः कृषिकार्यं प्रति न गच्छन्ति तेषां कृते तु व्ययं दत्वा ते अन्नं पीडित्वा ते उपभोगं कर्तुं शक्नुवन्ति परञ्च यत् उपभोगः य कृषिकार्यस्य ये जनाः सन्ति ते कुर्वन्ति तत्तु न कर्तुं शक्नुवन्ति एतदर्थं किमर्थं कृषिकार्ये केवलं कृषिकार्यमेव न भवति तत्र प्रकृतेः अपि तस्य प्रभावः शरीरस्योपरि तत्र स्वास्थ्यस्योपरि भवति यदि कृषिकार्यं करोति कश्चिदपि जनः तत्र क्षेत्रे अपि तत्र या मृत्तिका भवति या वास्तविकं या वातावरणस्य वायुः प्रचलति तेषामपि प्रभावः तस्योपरि भवति एतदर्थं ये कृषिकार्यं कुर्वन्ति तेषां या स्वास्थ्यं भवति तैः तेभ्यः पृथगेव भवति किमर्थं ते तु सार्वकालिकम् एव वास्तविकम् या आक्सिजन् अस्ति या वातावरणमस्ति वायोः तत्स्वरूपं स्वास्थ्यं कृते समीचीनता समीचीनतया तस्योपरि प्रभावः भवति एतदर्थं कृषिकार्यं करणीयमेव किमर्थं कृषिकार्यस्य स्वस्य एव तस्य परिश्रमस्य एव यदि यदा उपभोगः भवति चेत् तर्हि सम्यग् भविस् भविष्यति एवं स्वास्थ्यमपि समीचीनतया भवितुं शक्नोति